मम ग्रामे ग्रामीणाः जनान् बाधयन्तः सामान्यः रोगाः बहवः सन्ति सामान्यतः वृष्ठिकालः अतः अतीवकीटबाधाः बाधन्ते मषकाः दशन्ति रोगाः ज्वराः शिरोवेदना मलेरिया डेङ्ग्यु इत्यादयाः रोगाः जनान् बाधयन्ति अतः तस्य मुक्त्यर्थं किं कुर्वन्ति इत्युक्ते अत्र ग्राम निर्वकः निर्वाहकाः ग्रामपञ्चायति इति सर्वं व्यवस्था अस्ति तत्र ते जनाः आगत्य औषधं वितरणं कुर्वन्ति उदरवेदनाः यदा कदापि भवन्ति उदरे कीटाः जन्तुहुळ तादृशाः बाधाः भवन्ति तस्य मात्रा वितरणं सूच्यौषधं सर्वं दत्त्वा रोगात् मुक्तिः प्राप्तुं जनाः प्रयत्नं कुर्वन्ति